अहं नाट्यं पठितवती यदा मम अष्ट वर्षाणि आसन् तदा अहं प्रारम्भं कृतवती नाट्यस्य शिक्षणार्थम् उपायम् एकम् एव अस्ति सा एव श्रद्धा श्रद्धा भवति चेत् सर्वं साधयितुं शक्नुमः मम जीवने अपि अविस्मरणीया घटना अस्ति यदा मम वयः दशवर्षीयः अ आसीत् तदा अहं केन्सर् पेशण्ट् जनानां कृते धनं दातुम् एकत्र नाट्यं कृत्वा धनं सम्पादयित्वा दापितवती सा घटना अस् अविस्मरणीया एतस्मिन् तस्मिन् काले मम माता अपि बहुसाहाय्यं कृतवती